नमस्काराः महोदयाः अहं भवतः वुड् लेण्ड्स् रेस्टोरेण्ट् तः दश प्लेट् गोबिमञ्चूरि आर्डर् कर्तुम् इच्छामि किन्तु पूर्वस्मिन् आर्डर् मध्ये यत् मया पञ्च प्लेट् आर्डर् कृतम् किन्तु तद् तस्य प्राप्तिसमये तस्य औष्ण्यं नासीत् किमर्थमिति चेत् भवता यत् अल्युमिनियम् फ़ाय्ल् अस्ति तस्य उपयोगः एव न कृतः तथा च मया पञ्च प्लेट् आर्डर् कृतम् पूर्वस्मिन् आर्डर् मध्ये किन्तु चत्वारः एव प्राप्ताः कृपया अस्मिन् आर्डर् मध्ये एतादृशं न भवेयम् तस्मात् सम्यक् रीत्या पेकेजिंग् कृत्वा इन्सुलेटेड् बेग्स् द्वारा तत् प्रेषयतु इति प्रार्थयामः